अरे महोदय अहं फ़्लिप्कार्ट्मध्ये दिनत्रयं पूर्वमेव अहं दोसा आर्डर् कृतवान् आसम् अद्य अस्म् अस्म अद्य मम कृते आवश्यकम् इति आर्डर् कृतवान् आसम् अद्य प्रातः नववादने तद् आर्डर् अत्र डेलिवर् भवति इति अत्र याप्मध्ये दृश्यते अहमपि दृष्टवान् परन्तु इदानीं पर्यन्तम् अपि तद् तद् नागतमेव इदानीम् कथं करणीयं महोदय हा यदि भवन्तः नववादने आगच्छामि इति अपि उक्तः उक्तवन्तः आसम् उक्तवन्तः आसन् परन्तु बवा भवन्तः अपि न आगतवन्तः तदर्थम् अहम् इदानीम् तदैव प्रष्टुं युष्माकं समीपे वदन्नस्मि इदानीं भवन्तः एव वदन्तु तद् कदा आगच्छति इति आर्डर् कदा मम कृते य अत्र प्राप्य त नाम प्राप्यते इति भवन्तः वदन्तु सम्यक्तया